सोफ़ा आसनं मम गृहं प्रति आनीतं बहु धन्यवादाः परन्तु यो यः वर्णः मया निर्दिष्टः आसीत् सोऽयं वर्णः नास्ति तत् किं भवति प्रकाशे सति एकः वर्णः भवति प्रकाशे असति अपरः वर्णः इति भाति तथा च एतत् सोफ़ा एदस्ति तत्र बहु समय पर्यन्तं यदि उपविश्यते तर्हि देहस्य बाधा एव स्यादिति मन्ये तथा च पूर्वं फ़ैबर् चेर्स् इत्यासन् तस्य न्यून अवकाशः पर्याप्तः आसीत् परन्तु इदानीं एतत् स्थापयितुं भूयान् स्थलावकाशः अपेक्षितः अस्ति अतः ईदृशसोफ़ा आनयनं कथञ्चित् मम अधिक उपयोगाय न भवति इति अहं तु मन्ये